हरिः ओं नमो नमः मम तत्र ओर्डर् कृतस्य चिल्लीपन्नीर् इत्यस्य स्थितिः का अस्ति अत्र आप् मध्ये दर्शितमासीत् यत् अर्धघण्टाभ्यन्तरे एव आगमिष्यति परन्तु इदानीम् एकघण्टा सञ्जाता कदा मम ओर्डर् इति अहं प्राप्स्यामि